कोविड् लोक्डौन्काले बालानां अध्ययने दूरभाषा अत्यन्त उपयोगवती एव आसीत् किन्तु बालास्तावत् दूरभाषायां विद्यमानासु क्रीडासु अपि अत्यन्त आसक्ताः अभवन् तेन व्याजेन बहिर्गमनमपि अल्पं जातमिति कारणात् आधिक्येन दूरभाषायामेव समयन् समयम् यापयन्ति स्म तेन कारणेन बहुनां बालानां नेत्रेषु समस्या आगता